स्वच्छभारत अभियानस्य आरम्भः प्रधानमन्त्री मोदिना कृतं तथा च तस्य आरम्भः गान्धीजयन्त्यवसरे कृतं गान्धीजयन्तेः अवसरे अवसरे कृतं गान्धिम महोदयस्य एकं सिद्धान्तमासीत् यत् स्वच्छता आवश्यकी वर्तते यदि जीवनस्य कल्याणं कर्तव्यमस्ति चेत् तर्हि स्वच्छतापि स्वच्छतायाः अपि बहु आवश्यकता वर्तते तथा च तद् आधारीकृत्य एव प्रधानमन्त्रिमोदिना स्वच्छभारत अभियानस्य प्रारम्भः कृतः तस्य प्रभावः यदा तैः तत् प्रा प्रारम्भं कृतं तदनन्तरं सम्पूर्णे देशे देशे तस्य प्रभावः दृष्टः यतो हि तत्पूर्वं सम्पूर्णे भारतवर्षे कोपि जनः स्वच्छ्तायाः कृते जागरूकः नासीत् यदा प्रधानमन्त्रिणा एतत् उक्तं यद् स्वच्छतायाः अस्माकं जीवने आवश्यक्ता वर्तते स्वच्छभारतं करणीयं इत्यादिकं सः च स्वयमेव तत्र स्वच्छताभियाने तैः प्रतिभागः कृतः तदा सम्पूर्णे भारतवर्षस्य सम्पूर्णस्य भारतवर्षस्य जनाः प्रधानमन्त्रीं दृष्ट्वा जागरूकाः जाताः तथा च स्वच्छभारते या कल्पना आअसीत् सा इदानीं दृश्यते यत् स्वच्छभारतं जायमानम् अस्ति तथा च शनैः शनैः पूर्णतया सम्पूर्णं भारतं स्वच्छं भविष्यति एव मया अपि स्वविद्यालये बहुवारं स्वच्छभारत अभियानस्य अन्तर्गततया स्वच्छताकार्यक्रमे प्रतिभागः कृतः तथा च यत् प्लास्टिक् ब्लू कुडाधानपात्रे क्षेपणीयं भवति तथा च जैविक प्लास्टिक् यद् अवशिष्टं भवति तत् ग्रीन् कुडादानपात्रे निक्षेपणीयं भवति तदपि अनन्तरम् एव जातं तथा च स्वजीवने स्वच्छतायाः अपि आवश्यक्ताम् अनुभूतवानहम्